मम नगरस्य समीपे बन्टवालग्राम अस्ति तत्र मम मातृगृहमस्ति यदा कदापि कार्यक्रमाः सन्ति चेत् अहं तत्र गमिष्यामि उडुपिनगरे मम ग न उडुपिनगरमपि मम नगरस्य समीपे वतते तत्र श्रीकृष्णदेवालयं प्रति मम पुत्र्याः गृहमस्ति अतः अहं तत्र बहुवारम् अगच्छम्